वर्षासमयः वर्तते समयोऽपि रात्रौ एकवादनमस्ति एवं विद्युदपि नास्ति अस्मिन् समये मम बुभुक्षार्थं यत्किमपि खादनविषयः लभ्यते वा मम गृहं चिन्नकाञ्चीपुरे उत्तरवीथ्यामस्ति